अस्माकं समीपे बहवः ग्रामाः सन्ति तत्र ग्रामेषु सम्बन्धिनः निवसन्ति यथा मम मातुलः मातुलस्य गृहं तत्र अस्ति मम श्वशुर् श्वशुरगृहं गृहं तद् निकटे एव ग्रामे अस्ति अन्यं मम सम्बन्धिनः ग्रामे निवसन्ति द्वितीयं पौरोहित्य कार्यमपि करोमि अतः प्रायः यदा कदापि समयः लभ्यते कश्चिद् अवसरः प्राप्यते तदा निश्चितरूपेण बहुवारम् अहं बहुधा ग्राम ग्रामं प्रति गच्छामि इति एव प्रायः मासे पञ्चवारं षड् वारं वा यदा अवकाशः तदा तदनुगुणम् अहं ग्रामेषु तत्र गच्छामि तावदेव